अहं किमपि सङ्गीतवाद्यं न वादयमि पूर्वम् अहं हार्मोनियम् इत्यस्य अभ्यासं कृतवती किन्तु आंशिकरूपेण एव साम्प्रतम् अहं वीणानामकं वाद्यं वादयितुम् इच्छामि तथा च तबलावादनं वंशीवादनं चापि मया रोचते मम माता वीणावादनं करोति अतः इदानीम् अहमपि तस्याः समीपे वीणाभ्यासं कर्तुमिच्छामि प्रतिदिनम् अहं सार्धघण्टा वीणाभ्यासं करोमि शनैश्शनैः परीक्षाम् अपि स्वीकरिष्यामि